अस्माकं संस्कृतेः विषयाः सर्वे शास्त्रे एव लभ्यन्ते अतः यदि वयं संस्कृतं सम्यक् जानीमः अवगच्छामः संस्कृतेन संभाषणं कर्तुं शक्तः भवामः तदा किं भवति शास्त्रे यानि यानि विषयानि उक्तानि सन्ति तानि सर्वाणि विषयानि अपि वयं सम्यक् अवगन्तुं शक्नुमः तानि पुराणानि भवन्तु शास्त्राणि भवन्तु सर्वाणि अपि संस्कृतेन अस्ति खलु अतः संस्कृतं वयं सम्यक् ज्ञातुं शक्नुमः चेत् संस्कृतेः सम्यक् तत्र रक्षणं कर्तुं वयं शक्ताः भवामः अतः संस्कृतभाषा भाषिणः एव संस्कृतेः रक्षणं कर्तुं शक्नुवन्ति शास्त्राणि पुनः वेदे अपि अस्माकं आचरणस्य विषये बहवः विषयाः उक्ताः सन्ति अतः यदि वयं संस्कृतं अवगच्छामः ज्ञातुं शक्नुमः तदा एव एताः सर्वाः विषयाः ये सन्ति तान् सर्वान् वयं अवगन्तुं शक्नुमः